भारतस्य प्रसिद्धाः नृत्यशैल्यः भरतनाट्यं कथक् कुच्चुपिडि ओडिसी कथकलि मनिपुरी मोहिनी आट्टम् इत्यादयः नृत्यकाराः बिजुमहाराज् कथक् विषये निरुपमाराजेन्द्रः भरतनाट्यविषये डाक्टर् अरणिमा मोहन्ती ओडिस्सी एलम् इन्द्रिरा देवी मणिपुरी राजाराजा राधा रेड्डी कुचुपडि निरुपमाराजेन्द्रः कूच्पडि निरुपमाराजेन्द्रः एका प्रसिद्धा शास्त्रीयनृत्यकर्त्री भरतनाट्ये कथक् एते सा प्रसिद्धा सा कर्नाटकस्य बेंगलूरुदेशीया निरुपमा तथा तस्याः पतिः राजेन्द्रः उभावपि सहैव कथक् नृत्यं कुर्वतः तौ अभिनव डान्स् अकेड् कम्पेनी इति स्थापितवन्तौ तौ शास्त्रीयस्य आधुनिकस्य च नृत्यस्य संगमं कुर्वतः बहूनि प्रदर्शनानि दत्तवन्तौ अनेकान् पुरुस्कारान् प्राप्तवन्तौ नाट्यमयूरी नाट्यमयूरः कर्नाटक कलाश्री नृत्यचूडामणिः इत्यादयः प्रस्थतयः तेभ्य लब्धाः